आम् मम ग्रामे कण्ठवेदनायाः चिकित्सार्थं केचन गृहोपचाराः सन्ति एव यथा प्रथमं तावत् चुलिका यत् वर्तते तत् समीपं गत्वा यदि किञ्चित् वस्त्रं तत्र नीत्वा उष्णिकृत्वा तद् यदि कण्ठे स्थापयामः किञ्चित् पञ्चनिमेषं भवतु दशनिमेषम् एवं वा भवतु तर्हि तदपि कण्ठवेदनायाः लाघवाय किञ्चित् लाभाय भविष्यति एवमेव कण्ठवेदना दूरीकर्तुं मधुनः पानः अपि करणीयः इत्यपि वदन्ति एवमेव कण्ठवेदनायाः उपचारार्थं तत्र किं य उष्णजलं वर्तते तत्र यदि लवणं स्थापयित्वा तत् कण्ठे नीत्वा किञ्चित् गार्ग्लिलिङ् इति कथयन्ति तद् यदि करिष्यामः तेनापि कण्ठवेदनायाः दूरीकरणं भविष्यति इति एते एव उपायाः मया दृष्टा